प्रावृट्कालः मह्यम् अतीव रोचते तस्मिन् अहं सुपक्वं सुमधुरं सुतिक्तञ्च भोजनं निर्मीय सपरिवारम् अलिन्देषु अर्थात् बालकनी इत्यत्र उपविश्य वर्षां दर्शं दर्शं समोदं भुञ्जे प्रावृट्काले मयूरध्वनयः अस्मान् आह्लादयन्ति वर्षायां स्नानात् जायमानः आनन्दस्तु अलौकिकमेव अस्मिन्नेव काले तीज् इत्याख्यं पर्व सम्पूर्णेऽपि राजस्थानप्रदेशे किं राजस्थाने अपि तु बहुषु अन्यप्रदेशेषु अपि सोत्साहं मन्वते जनाः स्त्रियः वृक्षेषु दोलां संस्थाप्य तस्याम् उपविश्य गीतं गायन्ति तथा च लहर्यानामकं वस्त्रं धरन्ति एतेभ्यः कारणेभ्यः मह्यं वर्षा ऋतुः अतीव रोचते